हरिः ओं महोदय श्रूयते वा मम नाम स्वाती इति आ अहं हा मम मित्राणि अत्र टूरिस्ट् प्लेस् द्रष्टुम् आगतवन्तः अत्र शृङ्गगिरौ हा हा सत्यं सत्यं शृङ्गगिरिं प्रति आगतम् अत्र होटेल् सर्वं विवरणादि दातुं शक् श्रूयते होट् होटेल् इत्यादिकं शृङ्गगिरौ कथं सन्ति इति किञ्चित् विवरणादिकं दातुं वा हा अ तत्रैव अस्ति वा नाम समीपे एव हा अस्तु शृङ्गगिरौ मठं विहाय अन्यत् किमस्ति नाम दर्शनीयानि स्थलानि तत्र तत्र गमनागमनं कथं बस्यानम् इत्यादिकम् अस्ति वा वयं चतस्त्रः तत्र लभ्यते खलु लभ्यते खलु तत्र तर्हि श्रीमठम् एवं किरिमनेफ़ाल् ह तत्र स्थानद्वयम् अस्ति द्रष्टुम्